गायने मम महती रुचिः अस्ति अहं कीर्तनं भजनं चलचित्रगीतानि अपि गायामि अत एव अवसरः लभ्यते चेत् यदा तदा कार्यक्रमेषु प्रतियोगितासु वा अहं भागं गृह्णामि तेन मम प्रतिभा इतोऽपि वर्धते आम्भकाले यदा मञ्चस्य उपरि जनानां पुरतः अहं गायामि स्म तदानीं मयि सर्वानपि जनान् दृष्ट्वा भीतिः उत्पद्यते स्म अत एव कदाचित् गायनकाले दोषाः अपि आचरामि स्म किञ् किन्तु गायनोत्तरं यदा जनैः प्रोत्साहं लभ्यते तदानीं विश्वासः आगच्छति तेन विश्वासेन सम्प्रति गायनसमये मया दोषाः न आचर्यन्ते कम्पनमपि पुनः भयमपि न उत्पद्यते